अहं संस्कृतभारती ओफ़ीस्मध्ये अस्मि तत्र आप्मध्ये तु भवान् अरैवड् इति सूचितम् अस्ति किन्तु मया तत्र आगत्य मया दृष्टमस्ति अत्र कुत्रापि न दृश्यते केवलं किञ्चिद्यानम् एव अस्ति अत्र भवान् यत् आगतं से यत् यानं स्वीकृत्य आगतं मया न दृश्यते कुत्र अस्ति चेत् कुत्र अस्ति चेत् अत्र पुनः अस् अस् अस्य बिल्डिङ्गस्य से अधः आगच्छतु